नमस्कारः भवान् विष्णुः वदति वा भवान् टुरिस्ट् गैड् इति कार्यं करोति वा महोदय वस्तुतः एवम् अस्ति अहं राजस्थाने प्रवासाय आगतः अस्मि राजस्थान विषये मम अधिकं ज्ञानं नास्ति अहम् इच्छामि यत् राजस्थानी राजस्थानी भोजनस्य बहुमहत्त्वं वर्तते तु अत्र भोजने किं किं लभ्यते इति भवान् वक्तुं शक्नोति वा अच्चा अच्चा तु अहं यदि दाल्बाटिचूर्मा इति एतस्य विषये बहु श्रुतवान् एतद् खादितुमहमिच्छामि तर्हि मया यदि अहं राजस्थाने उत्तमरूपेण खादितुमिच्छामि चेत् कुत्र मया गन्तव्यम् अच्चा तो एतद् जोद्पुरं जेय्पूर्तः प्रायः कियत् दूरं स्यात् तत्र जोद्पुरे यदि वयं गच्छामः तर्हि तत्र होटल् मध्ये गत्वा तत्र भोजनं कुर्मः तस्य मूल्यं प्रायः कियत् भवितुमर्हति अच् अच् तो तत्र भोजनम् अहं श्रुत्वान् पत्तल् इत्यादिषु पारिवेषणं भवति अथवा स्थालिकामध्ये परिवेशनं भवति अस्तु महोदय तो यथा शीघ्रं सम्भवं भवति अहं जोद्पुरं गमिष्यामि जोद्पुरं गत्वा तत्र भवान् सूचित्वान् गोराहोटेल् एकं प्रसिद्धम् स्थलमस्ति तत्र अहं गमिष्यामि गोराहोटेल् मध्ये गत्वा अहं दाल्बाटिचूर्मा इत्यस्य आस्वादनं करिष्यामि अस्तु धन्यवादः महोदय